हरिः ओं नमस्ते अहं वेजिटेबल् डीलर् अस्मि भवन्तः यथा आहूतवन्तः अहं कदा आगच्छामि श्वः आगच्छामि वा

अहं कथम् आगच्छामि ट्रक् स्वीकृत्य आगच्छामि वा अथवा किं ट्रेक्ट्र् अलं भवति वा ट्रेक्ट्रि यानम् अलं खलु कर्म कर्मकराः अपेक्ष्यन्ते वा अथवा भवन्तः एव न निष्कास्य स्थापितवन्तः वा शाकान् एकः अपेक्षितः वा अस्तु अस्तु तर्हि कियत् चीला भवति भवतां कति स्यूताः भवन्ति ह एवं दशस्यूतानि सन्ति वा एवं वा विंशतिः विंशतिः स्यूतानि तर्हि अहम् आगच्छामि वा परश्वः एकदा समयं सूचयन्ति चेत् तस्मिन् समये अहम् आगच्छामि किं वा सार्धत्रिवादने आगच्छामि वा अपराह्ने अस्तु तर्हि अस्तु अस्तु सार्धत्रिवादने आगच्छामि पुनः मम एकः प्रश्नः आसीत् एकः प्रश्नः अस्ति किम् एकं स्यूतं प्रति अहं द्विसहस्रमिति सर्वत्र उक्तवान् अस्मि भवन्तः तु टमा टोमाटो वर्धितवन्तः सन्ति कियत् यच्छन्ति एकं स्यूतं प्रति या अस्तु अस्तु मम समयः मम अपेक्षा आसीत् द्विसहस्रमिति अस्तु अ ओ एवं वा अस्तु तर्हि अहं चिन्तयामि परश्वः आगच्छामि अस्तु वा अस्तु तर्हि शुभं भवतु